तन्त्रोपयोगे ज्येष्ठाः वृद्धाः तस्य ज्ञानाभावात् उपयोगस्य अभ्यासाभावाच्च समस्याम् अनुभवन्ति यथा जङ्गमवाण्याः माध्यमेन कस्मैचित् धनं प्रेषणीयं चेत् कदाचित् लोकेशन् शेर् करणसमये अथवा गूगुल् मेप् द्रष्टुं च कष्टम् अनुभवन्ति तदा अहं तेषां साहाय्यं कृत्वा तद्विषये बोधयित्वा अभ्यासं च कारयित्वा समस्यायाः परिहारं करोमि